रामायणं तावत् त्रेतायुगे संवृत्तं महाभारतं द्वापरयुगे च त्रेतायुगे तावत् कालत्रयं नाम धर्मः अर्थः कामः मोक्षः इति चतुर्विधेषु पुरुषार्थेषु धर्मः अर्थः कामः इति त्रयमासीदित्यतः तस्य त्रेतयुगम् इति नाम आगतं महाभारते तावत् धर्मः अर्थः इत्युभयमेव वर्तते इत्यतः द्वापर्युगम् इति नाम आगतम् त्रेतायुगे तावत् शत्र्वोः परस्परं कलः आसीत् किन्तु द्वापरे च परस्परं भ्रात्रोः मध्ये एव कलहः आरब्धः इति विशेषः रामरावणयोर्युद्धम् अत्र एवमत्र धर्मरायः स्व धर्मनिष्ठार्थं निष्ठया स्वराज्यं प्राप्तुं युद्धं कृतवान् तत्र च कृष्णः प्रधानं पात्रं स्वीकृतवान् इति विशेषः